अस्य विश् विश्वविद्यालयस्य प्रदेशस्य इतिहासः वर्तते अत्र ये अध्ययनं कुर्वन्ति ते संस्कृतमाध्यमेन अध्ययनं कुर्वन्ति राष्ट्रियसंस्कृतविश्वविद्यालये तिरुपति अत्रत्याः ये छात्राः भवन्ति ते अवश्यमेव उद्योगं प्राप्नुवन्ति तदनन्तरम् अत्र संस्कृतभाषायाः विषये बहुचिन्तनं कुर्वन्तः भवन्ति तस्य एम्प्लिमेण्टेशन् निमित्तमपि अध्यापकाः प्रयत्नरताः भवन्ति पुनः ये विश्वविद्यालयस्य नाम भवति लघुभारतमिति वयं वक्तुं शक्नुमः लघुभारतमित्युक्ते राज्येषु भिन्नभिन्नराज्येषु विद्यमानाः जनाः ये भवन्ति ते सर्वेऽपि अत्र वासं कुर्वन्ति अध्ययनं कुर्वन्ति एतेन सर्वेऽपि मातृ मातृभाषैव सर्वेषामपि मातृभाषा भवति संस्कृतभाषा इति वयं वक्तुं शक्नुमः मा संस्कृतभाषायामेव अध्ययनम् अध्यापनं भवति